हरि ओम् नमस्ते अहम् इतः पूर्वमेव केब् बुक् कृतवती किन्तु एमरजेन्सि निमित्तम् अहं केब् केन्सल् कुर्वत् कर्तुम् इच्छामि भवन्तः अपि कृपया केन्सल् कृत्त्वा मम अकौण्ट् प्रति धनं पूरयन्ति वा